यदि मया निर्मितं भोजनं अन्येभ्यः रोचते रोचते एतत् तर्हि अहं साक्षात् स्वस्थालिकां तस्य मुखस्य समक्षे स्थापयामि किमर्थम् इति यदि मम निर्मितं भोजनं यदि तेन रोच्यते रोचते चिद् मम कृते तु महान् सन्तोषस्य विषयः स्वस्य विषयः मोदस्य विषयः वर्तते किमर्थमिति प सर्वे पाकं न जानन्ति सर्वेषां कृते पाककार्यं सरलं नास्ति अतः यः पाकं सम्यक्तया करोति सः एव तस्य भोजनस्य की कियद् स्वादिष्ष्टं भोजनमस्ति तत् जानाति अतः अहं पाकं कार्यं कृत्वा भोजनं निर्माय तस्य समक्षं स्थापयामि सः यदि भवदीयः उत्तमं भोजनम् अस्ति चेद् अहं तु हर्षस्य हर्षतया हर्षोल्लासेनैव भवामि तत्र हर्षोल्लासमेव मम मनसि भवति सर्वदा किमर्थमिति केनचित् तत्तु तत्र अङ्गीकृतं मम भोजनम् अतः इतोऽपि उत्साहः भवति इतोऽपि सम्यक्तया निर्माय इतोऽपि निर्माय अन्ये अपि आगच्छेयुः तेऽपि भोजनं कुर्युः इति मम मनसि निश्चयेन भावना आगमिष्यति अतः एतद् विषयः तु अत्युत्तमः विषयः अहं स्व ब् पा पाकस्य विषये अन्यान् अपि वदामि इति कदाचित् समयः मिलति चेद् भवती माताजि भवान् वदति मास्तु मा करोतु अहं करोमि भोजनं पाककार्यं वा कुत्र गच्छामि चेद् हं किं नाम अतः चित्तेन अपि गच्छामि चेत् तदपि अहं स्वयमेव निर्माय न अन्येषां हस्तात् खादामि इति उक्त्वा वरमाम्यहं धन्यवादः